वस्तुतः वेदाङ्गानि षट् भवन्ति यथा शिक्षा कल्पः व्याकरणं निरुक्तं छन्दः ज्योतिषं तत्र सामान्यतया वेदपुरुषस्य स्वरूपकल्पनं कृतम् अस्ति एवं च तस्य वेदपुरुषस्य षडङ्गानि षड् शास्त्राणां परिकल्पनं कृतम् अस्ति यथा तत्र ज्योतिषं यद् अस्ति तत् वेदपुरुषस्य चक्षूरूपेण परिगणितम् अस्ति यथा चक्षुः विना जीवः अथवा पुरुषः द्रष्टुं न शक्नोति तथैव ज्योतिषं विना वयं भूतवर्तमानभविष्यं किमपि द्रष्टुम् अथवा तत्र कथयितुं नैव शक्नुमः वस्तुतः वैदिकज्योतिषमिति सामान्यतया पृथक् अस्ति एवं च यत् लौकिकं ज्योतिषम् अस्ति तत् पृथक् अस्ति लगदाचार्येण वैदिकज्योतिषम् इति एकः ग्रन्थः तत् प्रतिपादितः अस्ति वस्तुतः पूर्वं यत् ज्योतिषपद्धतिः या ज्योतिषपद्धतिः आसीत् सा किञ्चित् भिन्ना आसीत् एवं च ततः परं यत् लौकिकतया गर्गपराशरादि शा शास्त्रकारैः यत् प्रतिपादितं तत् वराहमिहिरादि आचार्यैः यत् प्रतिपादितं तत् भिन्नतया एव अस्ति तत्र लौकिकज्योतिश्शास्त्रस्य मुख्यतया भेदाः त्रयः कर्तुं शक्यन्ते अथवा त्रयः वक्तुं शक्यन्ते यथा सिद्धान्तसंहिताहोराः इति पुनः सिद्धान्तस्कन्धनामकः तर्हि उच्यते यस्मिन् तत्र विभागे अथवा यस्मिन् स्कन्धे ज्योतिश्शास्त्रस्य सैद्धान्तिकपक्षाणां समायोजनम् अथवा सैद्धान्तिकपक्षाणां स्पष्टीकरणं क्रियते तदेव सिद्धान्तज्योतिषं यत्र ग्रहस्पष्टं चन्द्रस्पष्टं भूपरिधिज्ञानम् अथवा खगोलस्य विषये वर्णनम् इत्यादि भवति सा सा भवति तत्र सिद्धान्तज्योतिषस्कन्धः ततः परं होरास्कन्धः अथवा तत्र जातकस्कन्धः इति अस्मिन् स्कन्धेस्मिन् व्यष्टिशः फलादेशः क्रियते अर्थात् एकैकशः पुरुषः पुरुषस्य तत्र प्रश्नकरणम् अथवा एकैकस्य पुरुषस्य यत् ग्या तत्र कः प्रश्नः अस्ति तस्य निराकरणं करोति यथा ए एतस्य अत्र जन्मसमयः कः अस्ति तेन एतस्य यत् तत्र कुण्डली अस्ति जन्मपत्रिका अस्ति जन्मपत्रिकायां कस्य भावस्य उपरि कस्य ग्रहस्य अथवा राशेः योगः अस्ति तदनुगुणं तस्य जीवने किं किं भवितुं शक्यते किं किं तत्र फलं प्राप्तुं शक्यते शुभं वा अशुभं वा इत्यादीनां विषये तत्र ज्ञानं सामान्यतया दीयते एवं च तृतीयः अस्ति तत्र सि संहितास्कन्धः संहिता इत्युक्ते समं हितं करोति इति संहिता अर्थात् यस्मिन् शास्त्रे तत्र समष्टिगतं फलम् उच्यते अर्थात् समूहस्य फलस्य विषये वर्णनं क्रियते यथा अस्मिन् राज्ये पूर्वं तत्र अग्रिमे विष्ट् वृष्टिः भविष्यति वा अतिवृष्टिः भविष्यति अथवा अनावृष्टिः भविष्यति कार्यालयस्य वातावरणं कथं भवितुं शक्यते इत्यादीनां तत्र फलादेशः क्रियते अतः तत्र सामान्यतया एवं वक्तुं वक्तुं शक्यते यत् ज्योतिषशास्त्रं तत्र वैदिकदृष्ट्या वैदिकज्योतिषम् इति भिन्नम् अस्ति एवं च लौकिकम् ज्योतिषम् इति भिन्नमस्ति